हा हलो हरिः ओम् अहम् अहम् अर्जुनः जन्य वदामि मम इदानीम् अस्माकं सु सुदीपः जानाति खलु तस्य एकं नूतनं चलचित्रं कुर्वन्नस्मि अहं तत्र किमपि नूतनतया मया म्यूसिक् करणीयम् इति मम इदानीम् उत्कटेच्छा जाता वर्तते किमपि नूतनतया अतः अहं पृष्टवान् तत्र हंसलेखा अस्ति खलु तं पृष्टवानहं हंसः ओ तत्रैव अस्ति वा तस्मै नमस्ते वदतु महोदय नमस्ते वदतु तदेव अहम् उक्तवान् खलु हंसः ते उक्तवन्तः निरञ्जनः इति कश्चनः गायकः वर्तते सः उत्तमः अस्ति इति अतः भवते अहं दूरवाणीं कृतवान् मम ए कश्चनः रागः वर्तते ए ए ए न न ना एवं रीत्या रागे कश्चनं कञ्चनं गीतं भवान् कृत्वा ददातु भैरवीमध्ये एकं सोङ्ग् अपेक्षते गीतं भैरवीमध्ये भैरवी रागे मम एकं गीतमपेक्षते इत्युक्ते धनमित्युक्ते भवतां कृते शतरूप्यकाणि दातुं शक्नोमि पुनः गीतप्रसादनार्थं पुनः रेकार्डिङ्ग् इत्यादिकस्य कृते पुनः शतरूप्यकाणीत्याहत्य पञ्चाशतरूप्यकेषु कर्तुं शक्यते वा निरञ्जनमहोदय आमामेतत्तु सत्यमस्माकं मित्रता वर्तते अस्तु

आमामाम् अस्तु अस्तु म मम मया उक्तः रागः श्रुतः किल न न न न एवं रीत्या अपेक्षते श्रुतः किल आमाम् तर्हि तर्हि क् भवतु भवतु वादकाः मास्तु केवलं गीतं भवान् ददातु आलम् भवान् वादकानां विषये किमर्थं चिन्तां करोति भवान् गायतु गायतु अलम् यदि वादकाः अपेक्षन्ते भवते किमर्थमहं दूरवाणीं करिष्यामि भवान् भवतः कार्यं करोतु तावदेव अस्तु अस्तु तर्हि अहं श्वः दूरवाणीं करिष्यामि भवान् गत्वा गायनं करोतु मे मे मेलनमित्यादिकं किमर्थम् इदानीं भवान् भवतः दूरवाण्यां रेकार्डिङ्ग् कृत्वा वाट्साप्द्वारा प्रेषयितुं न शक्यते वा तदपि अहं वाट्साप् माध्यमेन अहं वदामि उक्तवान् खलु न न न न एवं रीत्या एव अपेक्षते अस्तु तर्हि तदेव भवतु भवतु गीतम् एवमपेक्षते इदानीं पश्यतु हीरो एण्ट्रि भवति इत्युक्ते नायकनटः आगच्छति तदा तत्र बेक्तः डग् डग् डग् डग् डग् डग् इति शब्दः आगच्छेत् रविः ए सत्यं सत्यं के जि एफ़्मध्ये कृतवान् खलु तथैव अपेक्षते परन्तु के जि एफ़्मध्ये किमासीत् तियेटर्मध्ये चलनचित्रमन्दिरे त केवलं स्पीकर् तथा सम्यक् नासीत् अस्माकम् अस्म सत्यम् अस्माकं चलनचित्रमन्दिरे जनाः उपवेष्टुमपि न शक्नुयुः तथा स्यात् गीतम् ओके ओके अस्तु सरि अस्तु तर्हि श्वः बेङ्गलूरुम् आगमिष्य आगच्छतु मिलामः ओके ओके